दूरस्थेषु एकान्तिकेषु ग्रामस् ग्राम्यक्षेत्रेषु ये निवसन्ति जनाः तेषां मनोरञ्जनस्य अपि च उद्विग्नतानिवारणस्य क्रीडा इति या वर्तते सा सम्यक् रूपेण उपयोगाय भवति यतः यदा अस्माकं मनसि किञ्चित् खिन्नता वा भवतु अथवा एकाकित्वम् इति यदा वा मनसि आगच्छति तस्मिन् काले यदि क्रीडा क्रीड्यते तर्हि तेन महान् आनन्दः भविष्यति इत्युक्ते मानसिकतया एव अस्माब् वयं एकरीत्या किं स्फुरिताः भवामः तेन कारणेन अस्माकं यत् उद्वि उद्वेगः वा भवतु अथवा किं कोपादिकं वा भवतु तत्सर्वमपि दूरं गच्छति तर्हि इदं यदि कर्तव्यं तर्हि कथं तस्य क्रीडायाः ज्ञापनं भवेत् जनानां कृते इति चेत् आदौ तावत् तद्विषये वक्तव्यं क्रीडा क्रीड्यते चेत् किं प्राप्यते तेन यदि क्रीडाक्रीडनं क्रियते तर्हि आदौ तु देहरक्षणं भवति यदि देहः स्व स्वस्थः स्यात् तर्हि तेन मनः अपि स्वस्थं भवति मनः यदि स्वस्थं तर्हि सर्वेपि जनाः अवश्यं समीचीनतया एव किं इत्युक्ते मनोरञ्जनं एव तेषां भविष्यति इति कारणात् तैः क्रीडा क्रीडनीया भवति